मम राज्यस्य समृद्धौ विकासाय च संस्कृतस्य योगदानम् अपारम् अस्ति अस्माकं राज्यसंशोधनसंस्थायां संस्कृतस्य ज्ञानबण्ढारः अस्माकं राज्यस्य संस्कृतिं प्रसिद्धिं करोति अस्माकं राज्यस्य राजभाषा कन्नडभाषा संस्कृततः बहुशः शब्दावलीं अधिकं स्वीकृत्य समृद्धा भाषा निर्मितवती अस्ति अस्माकं राज्यस्य शिल्पकला सङ्गीत नृत्य चिकित्साशास्त्र इत्यादि गणित वाणिज्यम् अनुसन्धानं जो ज्यामिति इत्यादिषु सर्वेषु क्षेत्रेषु अपि संस्कृतस्य छायां वयं द्रष्टुं शक्नुमः इति विदितमेव